मम क्षेत्रे तत्र व्रीहिः एव अधिक प्रक र् रूपेण प्राप्यते तस्य कृषिक्षेत्रे आधिक्येन व्रीहयः भवति

अन्यधान्यानाम् उत्पत्तिः अपि भवत्येव तत्र भिन्नभिन्नप्रकारेण व्रीहयः उत्पाद्यन्ते तत्र प्राचीनकाले द्वित्ररूपेण अथवा प्रकारेण व्रीहयः आसन् किन्तु अधुना बहुविधप्रकारेण व्रीहयः सन्ति तत् भोजनदृष्ट्या सर्वत्र तस्य व्यापारः भवति इदा इदमिदानीं प्रसिद्धः प्रचारः अस्ति धान्यानाम् नूतनविधधान्यानां प्रयोगः आरोग्याय भवति अतः तस्य व्यापारः अधिकः अस्ति अनन्तरं सहजतया जनाः स्वीकुर्वन्ति यद्यपि मूल्यं किञ्चित् अधिकमस्ति सामान्यव्रीहीणां तण्डुलानां व्रीहेः व्रीहेः अथतवा तण्डुलानां मूल्यम् अधिकं भवति तथापि

ये कृषिकार्यं कुर्वन्ति तेषां लाभः अधिकः अस्ति विशिष्य तत्र नूतनत्वमस्ति इति कारणेन अधिकलाभः अपि प्राप्यते एवं कृषे कृषकाणाम् एकम् उत्साहवर्धनमस्ति किन्तु तत्र एकः एव क्लेशः अस्ति वातावरणस्य एव यदि कदा यदा कदाचित् वृष्टिः भवति तर्हि कृषकाणां सङ्कटं भवति क्लेशः भवति यदि सस्यानाम् उत्पत्तिः अविघ्नेन यदा भवति तदा कृषकाणां जीवनमपि आनन्ददायकं भवति